अस्माकं प्रान्त्ये वैद्यकीयव्यवस्था बहु सम्यक् अस्ति अत्र अनेकाः चिकित्सालयाः सन्ति अनेक स्पेशलिस्ट् वैद्याः अपि अस्माकं नगरस्य चिकित्सालये लभ्यन्ते सर्वकारीचिकित्सालयः तथा प्रैवेट् चिकित्सालयः द्वयमपि बहु सम्यक् रीत्या चलन्ति मूल्यं दातुं शक्तः नास्ति चेत् ते जनाः सर्वकारिचिकित्सालये गच्छन्ति अन्यप्रदेशस्य अपेक्षया अस्माकं प्रदेशे सर्वकारिचिकित्सालयः अपि उत्तमम् एव भवति सर्वकारीचिकित्सालये चिकित्साकर्तुं न शक्नोति चेत् वैद्याः अन्य प्रैवेट् चिकित्सा चिकित्सालये प्रेषयन्ति अद्यतन दिनेषु सर्वकार्यस्य सर्वकारस्य नियमाः जनानुकूलः एव भवन्ति यदि तस्याः समीपे आरोग्य कार्ड् अस्ति तथा दरिद्रः अपि सर्वकारिवैद्यस्य रिकमेंडेशन् अस्ति चेत् विना शुल्कं दत्वा प्रैवेट् चिकित्सालये चिकित्सा प्राप्तुम् अर्हन्ति